स्मृतीनां विस्तारविषयः अस्माकं भारतदेशे स्मृति स्मृतीनां विस्तारविषयम् अत्यन्तं प्रसिद्धं भवति तत् प्रमुखतया द्विविधं भवति वैदिकं लौकिकं चेति वैदिकवाङ्ममये सर्वेवेदाः सर्वाणि शास्त्राणि अन्तर्भवन्ति स्मरणयोग्यं वाङ्मयं स्मृतिरिति अभिधीयते स्मरणम् इति स्मृतियोग्यं भवति धर्मशास्त्रं न्यायशास्त्रं व्याकरणशास्त्रं जौतिषशास्त्रं मीमांसाशास्त्रम् इत्यादीनि अत्र योजितानि सन्ति